यदि मम कुटुम्बे कश्चन रुग्णः भवति चेत् तस्य शुश्रूषा अवस्यमेव निरन्तरं करोमि इति शुश्रूषा नाम सेवा इति नाम तस्य सेवा कथं करणीया कीदृशात्मिका सा सेवा करणीया इत्यादि भवति तत्र सेवा तु स्वकुटुम्बस्य स्वजनस्य नाम सोदरः इति वर्तते तथा सुष्ठुरूपेण सेवा कर्तव्या इति पुनः तस्य पाकम् एवं भवेत् प्रथमं तु विना तैलमाध्यमेन खाद्यस्य निर्माणं भवेत् पुनः पलाण्डुः इत्यादि एवं न स्थापनीयम् इति नाम सात्विकभोजनमेव तस्य कृते दातव्यं पुनः तस्य सीमापर्यन्तं यदि वैद्येन उक्तः अल्पमेव भोक्तव्यं पुनः पुनः टाब्लेट्स् इत्यादिकं तद् स्वीकर्तव्यम् इति विचारः तेन बैद्येन उक्तः चेत् तदपि भोजनात् पूर्वं वा भोजनात् परं वा इति विशिष्टं नाम चिन्तनं कृत्वा एव तस्य कृते भोजनं दातव्यं

नीलवर्णाः नाम वेजिटेबल् इति तेषां शाकानामेव तत्र पाककार्यम् इत्यादि कृत्वा एव तस्य नाम तस्मै भोजनं दातव्यमिति पुनश्च अत्र सेवा पुनः उष्णजलमित्यादिकं दत्त्वा तस्य शुश्रूषा एवं करणीया इति